दश जनवरी नवदशशतं द्विसप्ततिः द्वादश मै नवदशशतं सप्ताशीतिः अष्ट फ़ेब्रुवारि द्विसहस्रम् नव मार्च् अष्टादशशतसप्त अष्टतिः विंशतिः डिसेम्बर् अष्टादशशतनवपञ्चाशत् एकं मार्च् सप्तदशतमम् अष्टाविंशतिः द्वादश जुलै नवदशशतम् सप्तनवतिः